द्विसहस्रतमवर्षस्य जनवरीमासस्य विंशतितमः दिनाङ्कः नवविंशत्यधिकद्विसहस्रतमवर्षस्य फेब्रमरिवासस्य चतुर्दशदिनाङ्कः चतुर्विंशत्यधिकविंशतिः संवत्सरस्य डिसेम्बर्मासस्य पञ्चविंशतिः दिनाङ्कः सप्तचत्वारिंशदधिकनवदशसंवत्सरस्य आगष्ट्मासस्य पञ्चदशदिनाङ्कः षड्विंशत्यधिक अष्टादशतमवर्षस्य अक्टोबर्मासस्य त्रिंशत् दिनाङ्कः